विष्णुः नमस्ते आमाम् अहम् एतदर्थं दूरवाणीं कृतवती अहं जयप्रकाशनगरे एकं पुरातनं गृहं क्रीतवती अस्मि तत्र किञ्चित् नूतनीकरणं करणीयमस्ति तदर्थं भवत्याः सहायमपेक्ष्यते आं तत् ट्वेल् हण्ड्रेड् मिटर् अस्ति तत्र सार्धसप्तशतं तस्य निर्माणं कर्तुं स्थानमुपलब्धमस्ति तत्रैव वा आं तत्रैव करणीयमस्ति वस्तुतः इदानीं तत्र प्रकोष्ठद्वयम् एका एका पाकशाला अस्ति

आं तत् अन्तः यदस्ति तत्र परिवर्तनं करणीयमपेक्षितमस्ति तत्र नूतनं यदि भवतां समीपे काः रचनाः अथवा चित्राणि सन्ति तर्हि तत् दृष्ट्वा वयं किञ्चित् निर्णयं कर्तुं शक्नुमः तत् भवन्तः भवन्तः एकवारं तत्र

आमां तत्तु अपेक्षितमेव तथा च तत्र वर्णयोजनमपि करणीयमपेक्षितमस्ति

आं

न तद् न आवश्यकम् अस्तु भवन्तः एकवारम् आगत्य पश्यन्तु धन्यवादाः